मया यत् रागं याचितमासीत् तत्र रागं बहु शोभनम् अस्ति बहु उत्तममस्ति तस्य लेपनेन गृहस्य सौन्दर्यं बहु वर्धते अन्यच्च यत् रागम् अस्ति तत् सूर्यालोकः निरोधकस्ति इत्युक्ते यदा सूर्यालोकस्य प्रभावः भवति तदा रागस्य कारणेन सूर्यस्य आलोकस्य प्रभावः उष्णतां वयं न अनुभवामः जलनिरोधकश्च अस्ति जलस्य पातनेन अपि रागस्य वर्णः अल्पः न भवति अतः एषः रागः मह्यम् अत्यन्तं रोचते